हरिः ओम् अञ्जनापुस्तकालयः वा आम् आं मम नाम तारा अहं साहित्यपदं पुस्तकम् आवश्यकं तत्र साहित्यविद्यार्थिनां मध्ये विद्यार्थिनां सहाय्यकरं करं पुस्तकमस्ति वा हा आम् आं मम कृते नाट्यशास्त्रम् आवश्यकं तत्र अस्ति वा कति रूप्यकम् कति रूप्यकाणि दश अस्ति वा हा काव्यप्रकाशमादि आवश्यकम् आ कं काव्यप्रकाशमपि अस् आवश्यकम् तत्र एकः संशयः अस्ति तत्र भामहस्य काव्यालङ्कारः अस्ति वा तस्य ले टीका अस्ति वा लक्ष्मीटीका किन्तु तत्र मम्मटेन विरचितस्य साहित्यदर्पणस्य हरिः ओम् हा साहित्यदर्पणं तस्य टीका लक्ष्मीविरचिता टीका अस्ति वा नास्ति अस्ति खलु एतत् पुस्तकमागमिष्यति वा एतत् पुस्तकं मम्मटस्य साहित्यदर्पणं टीका लक्ष्मीटीका श्वः अपि आगमिष्यति आगमिष्यति वा आं वा आम् अन्यद् व्याकरणशास्त्रस्य पुस्तकानि तत्र अस्ति वा नास्ति नास्ति एवं सं साहित्यपुस्तकानि एवं वा साहित्यशास्त्रस्य पुस्तकानि एवं वा अन्यशास्त्राणि किमपि नास्ति कथा वा नाम चेत् लघुसिद्धान्तकौमुद्याः वैयाकरणसिद्धान्तकौमुद्याः एतत् सर्वं तस्य कर्ता अहं न जानामि विस्मरामि नास्ति खलु आम् एकं कार्यं करोतु अहं नाट्यशास्त्रं प्रथमं गोळियं प्रथमः वस्कः काव्यप्रकाशस्य द्वितीयः सर्गः एतत् सर्वं कति रूप्यकाणि आवश्यकम् इति पृच्छतु तत्सर्वम् कति रूप्यकाणि पञ्चाशतं वा पञ्चाशतं वा न शृणोति उच्चैः वदतु पञ्चाशत् वा आम् अन्यत् पुस्तकानि कानि अत्र अस्ति हा हा एतत् सर्वम् अहं श्वः आगच्छ पृच्छामि अत्य तत्सर्वं ददातु अहम् एतद् धनम् आं धनं धनं ददातु धन्यवादः